परिवर्तनं तु कालस्य नियमः एव अस्ति तत्र नृत्ये अपि परिवर्तनं जातमस्ति गच्छता कालेन नृत्यस्यापि भिन्न भिन्न प्रकाराः आगच्छन्ति अत्र पुरातन पारम्परिक नाट्य नाट्य मेला आसीत् अथवा नृत्य मेला आसीत् तत्रापि किञ्चित् ते परिवर्त्य इदानीं कुर्वन्ति इदानीं पुरातन नव नृत्ययोर्मध्ये भेदः इत्युक्ते पुरातननृत्यः अथवा वयं यत् पारम्पारिकनृत्यः सन्ति तेभ्यः वयं तेषु ग्रन्थमपि वयं प्राप्तुं शक्नुमः तासाम् परन्तु नूतन यत् नृत्यप्रकाराः सन्ति तेषां रिफ्रेंस् इति वदामः अथवा पुस्तकानां ग्रन्थः न लभ्यन्ते इदानीं यत्किमपि ते कुर्वन्ति तत् सर्वं नृत्यम् इत्येव ते वदन्ति परन्तु नृत्यम् इत्युक्ते मम दृष्ट्या यद् ग्रन्थाः आसन् ग्रन्थदृष्ट्या नाम ग्रन्थे यदुक्तमस्ति तदेव नृत्यम् इति